अहं विरामकाले मम परिवारेण सह मैसूरुनगरं गन्तुमिच्छामि मैसूरुनगरे मम मातृगृहमपि अस्ति बालाः अपि मातामह्याः गृहं मैसूरुनगरं च बहु इच्छन्ति मातामह्याः प्रीतिं मातामहस्य सह अटनं ते बहु इच्छन्ति मैसूरुनगरम् अस्माकं राज्यस्य सांस्कृतिककेन्द्रः सङ्गीतसाहित्यनृत्यनाटकानां रसभोजनं वयं तत्र कर्तुं शक्नुमः मैसूरुनगरे बहवः प्रेक्षणीयस्थलाः सन्ति नगरे एव चामुण्डिबेट्ट अस्ति तत्र सहस्रसोपानस्य आरोहणं कृत्वा गन्तव्यं तत्र उपरि चामुण्डीदेव्याः देवालयम् अस्ति बालाः आरोहणमवरोहणं बहु इच्छन्ति तथा चामराजेन्द्रमृगालयः अपि अस्ति मैसूरुनगरे तत्र चामराजेन्द्रमृगालयः तु प्रेक्षणीयः एव तत्र प्राणिनः पक्षिणः सरीसृपाः सर्वे वयं द्रष्टुं शक्नुमः बालाः तु मृगालयं बहु बहु इच्छन्ति आनन्तरं कृष्णराजसागरः इति जलाशयः अपि अस्ति तत्र रमणीयवाटिका अस्ति आहत्य मैसूरुनगरः मम च मम परिवारस्य अत्यन्तं प्रियस्थलः